हरिः ओं अहं प्रथमं तरणं शिक्षणार्थं कुन्दापुरनगरे गतवान् तत्र प्रशान्तः इति महोदयः तरणशिक्षणार्थं शिक्षकम् आसीत् सः नेषनल् पटुः आसीत् तस्य निर्देशेन अहमपि जिल्लातरणस्पर्धायां पदकं प्राप्तवान् तस्य शिक्षणम् अथवा निर्देशनम् अतीवसुमनोहरम् अस्ति सः प्रथमतया जलप्लावनं प्लावनस्य क्रमं निरूपितवान् अतः अहं सुसन्तोषतया स्व अनुभवं करोमि